सीवनार्थं मम समीपे सीवनयन्त्रं सूचिः अनन्तरं वस्त्रम् वस्त्रं किं सीवनीयम् इत्यस्य चित्रं डिसैन् क कत्तर् कर्तरि सर्वम् अस्ति परम् अहं तु एम्ब्राय्ड्री ध धारम् उपयुज्य चित्रं कर् चित्रं रचयितुम् इच्छामि तस्मिन् कृते या सूचि आवश्यकी अस्ति तत् मम समीपे नास्ति तत् क्रेतुम् इच्छामि मम समीपे बहु अधिकं मम मनसि भिन्नं भिन्नप्रकाराणि एम्ब्राय्ड्रि डिज़ैन्स् अस्ति कानिचन पशुपक्षी कानिचन समूह कानिचन पुष्पाणि सागरतटं पर्वतशिखरं देवाः देवताः एतानि सर्वाणि एम्ब्राय्ड्रिमध्ये रचयितुम् इच्छामि तस्य तस् तस्मिन् विषये अधिकाधिकं पुस्तकम् अपि क्रेतुम् इच्छामि पठितुं ज्ञातुम् इच्छामि तदनन्तरं तस्य चित्रं र रचयित्वा वस्त्रे तस्य चित्रं रचयित्वा स्वयमपि धरितुम् इच्छामि अन्यान् अपि धारयितुम् इच्छामि तस्मात् कारणात् एतत् सर्वं क्रेतुम् इच्छामि